व्याकरणशास्त्रे सूत्रकारः अस्ति महर्षिः पाणिनिः तेन अष्टाध्यायी इति ग्रन्थः कृतः अस्ति तत्र अष्टसु अध्यायेषु सूत्राणि उक्तानि सन्ति ततः परं वार्तिककारः अस्ति कात्यायनः तेन वार्तिकानि रचितानि एवं च तृतीयः मुनिः तत्र स्वीक्रियते महर्षि पतञ्जलिः तेन महाभाष्यं लिखितमस्ति व्याकरणस्य अध्ययनं ये कुर्वन्ति अथवा येषाम् इच्छा व्याकरणे अस्ति तेषां कृते अयं महाभाष्यमिति यः ग्रन्थः अस्ति सः अत्यन्तः अपेक्षितः ग्रन्थः तस्य ज्ञानं भवेदेव एवं च इदानींतनकाले व्याकरण अध्ययने सिद्धान्तकौमुदी इति एकः ग्रन्थः दृश्यते भट्टोजिदिक्षितेन अयं ग्रन्थः रचितः अस्ति तत्र सूत्राणामनुसारेणैव व्याख्यानं सुलभतया कृतमस्ति तस्यापि अध्ययनं व्याकरणस्य अध्ययनार्थं कर्तव्यम्